मम प्रदेशे मैसूर् नगरे व्यवस्थायाः कृते महत्त्वपूर्णाः स्थानीयाः उद्योगाः इत्युक्ते कौशेय वस्त्र निर्माणम् एव मैसूर् सिल्क् रेशमि सीरे वयं जानीमः बहु प्रसिद्धम् अस्ति एते उद्योगाः कालान्तरे बहु अभिवर्धं प्राप्नुवन्ति एव यतः वयं जानीमः देशे सर्वत्र जनाः अपि मैसूर् सिल्क् मैसूर् सारी बहु रोचन्ते क्रेतुमपि इच्छन्ति अत्र अत्रत्य समस्याः इत्युक्ते इदानीं हस्तेन हाण्ड्लूम् एतत् कर्तुं जनाः लेबर् न्यूनता अस्ति एतदेव एक बृहत् समस्या इदानींतन काले तदा एव किन्तु अनुकूलं पश्यामः चेत् उत्तम धनमपि प्राप्नुमः सिल्क् सारी वीविङ्ग् मध्ये तस्य सेल्स् मध्ये अपि महानलाभः प्राप्नुवन्ति एव जनाः